मम प्रदेशस्य नाम अस्ति असमप्रदेशः नाम सामान्यप्रदेशस्य जनाः याः समस्याः फ़ेस् कुर्वन्ति अत्र असमप्रदेशे अपि ताः समस्याः एव सन्ति किन्तु मुख्यतया पश्यामः चेत् अत्र प्रवाहस्य समस्या अधिका वर्तते नाम यदा व वर्षाकाले वृष्टिः भवति तदा झटिति प्रवाहः भवति तेन सामान्यजनानां बहुक्लेशः भवति नाम छात्राः छात्राणां विद्यालये गमनागमने क्लेशः भवति तत्र कार्यालयस्य यानि कार्याणि भवन्ति तत्रापि बाधा भवति एवं च ग्रामेषु पश्यामः चेत् अत्र ये सम्यक् मार्गाः न सन्ति तत्र यानस्य व्यवस्था न भवति प्रायः एवं च अत्र विद्युतस्यापि बहु व्यवस्था सम्यक् नास्ति ग्रामेषु तु नास्ति एव विद्युतस्य समस्या बहु बहु असुविधा भवति अत्र विद्युतस्य एवं च मुख्यतया पश्यामः चेत् असमप्रदेशे बाल्यविवाहस्य समस्या वर्तते अधुना किञ्चित् न्यूना अस्ति किन्तु पूर्वे बहु अधिका आसीत् एषा एषा समस्या बाल्यविवाहस्य एवं च ग्रामेषु पश्यामः चेत् अधिकाधिकाः अत्र अधिकाः जनाः शिक्षायाः विषये जागृक् न सन्ति नाम शिक्ष् पठनपाठनं कृत्वा तस्य को लाभः भविष्यति इत्यस्मिन् विषये तेषां ज्ञानं नास्ति अतः अहम् इच्छामि यत् ग्रामस्य जनाः अपि सम्यक् शिक्षां प्राप्नुयुः तेषां जीवनम् अपि सम्यक् भवेयुः इति